अहं कस्यामपि छायाचित्रप्रतियोगितायाम् अद्यतनं कालं यावत् भागं न गृहीतवती परम् एकदा तु अवश्यं ग्रहीतुम् इच्छामि तत्र छायाचित्रेषु प्राकृतिकच्छायाचित्राकर्षणे मम काचित् विशिष्टैव रुचिः तत्राहं कारणं मन्ये मम स्वाभाविकी प्रीतिः प्रकृतिं प्रति बाल्यावस्थायामपि अहं स्वपित्रा सह प्रतिदिनं वृक्षसेकादिकं कार्यं करोमि स्म पशुना सह क्रीडनञ्च करोमि स्म अतः यदा कदापि तादृशं चित्रम् अहं निर्मामि पश्यामि वा तदा तदा सः कालः स्मरणे आगच्छति अहं रोमाञ्चिता च भवामि सद्योजातशिशूनाम् अपि चित्रं मां स्वम् इव भाति अतः यदापि छायाचित्रप्रतियोगितायाम् अहं भागं स्वीकरिष्यामि तदा उपर्युक्तसम्बद्धचित्रमेव निर्मास्यामि